मया ऐ त्री ईण्टल् कोड् सहितं डेल् वोश्ट्रो नामकं लेप्टाप् प्रायः पञ्चशेभ्यः वर्षेभ्यः प्राक् स्वीकृतं एतद् यन्त्रं मया विद्यार्थीदशायाः अन्तिमदिनेषु क्रीतं अतः विद्यार्थीदशायां उपयुक्तं अनन्तरं उद्योगकाले अपि उपयुक्तं एतद् सर्वविधानां जनानां क्र् कृते अनुकूलकरं वर्तते एतस्य रेम् स्पेस् स्यात् अनन्तरं ओवर् आल् बोर्ड् सैज़् स्यात् यथेष्टं पर्याप्तं अस्ति अनन्तरं तस्य मूल्यमपि बहु ए एतस्य यन्त्रस्य कृते योग्यमस्ति एतद् केवलं विद्यार्थीनाङ् कृते न उद्योगिनाङ्कृते अपि एषां ये तन्त्रज्ञाः भवन्ति कोडिङ्ग् इत्यादिकं निर्मान्तुं इच्छन्ति तेभ्यः अपि एतद् पर्याप्तिं यच्छति एतस्य डीज़ैन् अपि द्रष्टुमपि सुन्दरमस्ति अनन्तरं बेटरी लैफ़् यद् अस्ति तदपि यथेष्टं समीचीनमस्ति घण्टाः यावत् अहं विना क्लेशं कार्यं कर्तुं शक्नोमि अनन्तरं वेगः अपि म मया महान् क्लेशः कोऽपि न अनुभूतः एतावतां वर्षाणां उपयोगे अपि अतः यः कोपि क्रेतुं इच्छति किञ्चिद् न्यूनमूल्यकं समीचीनं दृढं च यन्त्रं एतद् यन्त्रं प्रति गन्तुं अवश्यम् अर्हति एतद् यन्त्रं बहु एव समीचीनम् अस्ति